पुराणेषु तत्र तत्र यः नायकत्वेन निर्दिष्टः भवति तस्य आचरणम् अस्माकं समाजस्य कृते संस्कृतेश्च कृते मूलं भवति यतोहि यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते इति स्मर्यते तदनुसारेण पुराणानाम् अत्यन्तं महत्त्वपूर्णं स्थानं वर्तते यत् लोकभाषया सरलतया च ते जनानां मनसि विवक्षितं विषयम् आरोपयितुं शक्नुवन्ति अतः तेषां वेदापेक्षया अपि सारल्येन कथनात् महत्त्वं लभ्यते